स्थानीयभाषायां वार्तावाहिन्यः बह्व्यः सन्ति स्थानीयभाषासु अहं सर्वं श्रोतुम् इच्छामि परन्तु साहित्यविषये वा अस्माकं संस्कृतिः इति विषये वा किमपि वार्ताः सन्ति चेत् अहं श्रोतुम् इच्छामि तदनन्तरं चलचित्राणि अपि अहं विनोदार्थं श्रोतुम् इच्छामि वार्तावाहिन्यः बहून् प्रदेशान् गत्वा बहूनि वार्ताः स्वी स्वीकृत्य अहं स्वीक्र् स्वीकृत्य अस्माकं वयं ज्ञातुं तैः सह अस्माकं कृते साहाय्यं कुर्वन्ति इति आनन्ददायकविषयः अस्ति यदि वार्ताः वयं जानन्ति चेदेव अस्माकं बुद्धिः विकसिता भवति सर्वाः कुत्र कुत्र यत्र यत्र यं क कार्यं प्रचलन्ति इति अपि वयं ज्ञातुं शक्नुमः